आम् अहं टी वीमध्ये सोनी टि विमध्ये पश्यामि तद् एकः नृत्यकार्यक्रमः अस्ति तद् सर्वदा पश्यामि पश्यामि लैव् लैव् लैव् न किं वदन्ति तद् तद् टि वि शो अहं पश्यामि किन्तु तत्र तु पारम्परिकनृत्यं भवति इति न एव पारम्परिकं किमपि न सर्वं माडर्न् इति एव वदामः तथा तु तेषां वस्त्रम् अपि सम्यक् न भवति अनन्तरं किञ्चित् नाटकीयमपि भवति न नाटकीयमपि भवति किन्तु तथा तु एन्टर्टेनिङ्ग् अस्ति अतः प्रति शनिवासरे भानुवासरे भवति तद् अहं पश्यामि मम पतिमहोदयः बहु तर्जयति तथा किमर्थम् एतत् एतादृशं पश्यति इति किन्तु एवमेव किमपि एण्टर्टैनिङ्ग् अपि आवश्यकं जीवने अतः अहं पश्यामि किन्तु पारम्परिकं पारम्परिकनृत्यम् इति तु वक्तुम् एव न शक्यते यदा कदा तेषां तथा एतद्भवति एकसप्ताहं पारम्परिकनृत्यस्य कृते लोक लोकसङ्गीतं लोकनृत्यम् इति कुर्वन्ति तदा ते तथा सम्यक् कुर्वन्ति गतसप्ताहे एव एकः पर्वणः विषये नृत्यं करणीयम् इति आसीत् तत्र होलिका होली फ़ेस्टिवल् भवति खलु तद् नृत्यं तद् नृत्यं सम्यक् रीत्या कृतवन्तः अनन्तरं रामायणस्य विषयं स्वीकृत्य बहु सम्यक् कृतवन्तः रामायणस्य विषये रामः पूर्णरामायणं नृत्यरूपेण दर्शितवन्तः अनन्तरम् एकवारं द्रौपद्याः अपि प्रायः हा द्रौपद्याः द्रौपद्याः तस्याः मनसि किं किं तथा तस्याः मनसि मनसि यदा सर्वे तस्याः पत् पत् तस्याः पत्युः तस्याः तस्याः तत्र इन्सल्ट् कृतवन्तः तदा तस्याः मनसि दुर्योधनः यदा तस्याः शाटिकां गृहित्वा तस्याः अपमानं कृतवान् तद् सर्वं बहु तस्याः मनसि किं किं भवति क्लेशः भवति तद्सर्वं बहु सम्यक् रीत्या दर्शितवन्तः अतः एवमेव पश्यामि

तत् पश्यामि अन्यत् किम् इत्युक्ते यूटूब्मध्ये अहं डान्स् पश्यामि किन्तु यूट्यूब्मध्ये तद् हेममालिनी डान्स् भवति तत्सर्वं मां बहु रोचते तस्याः बहु ग्रेस् अस्ति नृत्यं कर्तुं समये बहु ग्रेस् अस्ति तद् अहं पश्यामि किञ्चित् भरतनाट्यं कोपि करोति चेत् तेषामपि फ़ालो करोमि तता सम्यक् अस्ति